मम विद्यालयसमये अहं बहु कार्यं कृतवानासं अस्माकं प्रदेशे प्रळयकाले बहवः कार्यक्रमाः आसीत् तत् कार्यक्रमे स्सर्वे अहं भागगृह्णाः आसं ये ये स्वगृहं नष्टम् अभ भूत्वा तेषां कृते वस्त्रं भोजनम् आवासव्यवस्ता च कृतवन्तः तस्मिन् सर्वे कार्ये अहम् अपि बाहगृह्णाः आस्सम् इति मम धन्यादीनां कार्यं तत्र तस्मिन् समये बहूनां जनानां सन्तोषं दृष्ट्वा अहं धन्यताम् अभवन् एतानि सर्वाणि कार्याणि अदुना अपि स्मृत्वा धन्यता मदीयं कार्यं आसम् इति चिन्तयामि